हलो महोदय नमस्ते अहं नवीनः इति हा भवतां ग्रन्थालये श्रीदृष्णपरीक्षणम् इति ग्रन्थः वर्तते वा हा सत्यं सत्यं तैः विरचितं वर्तते

न दृश्यते वा अहं बहुत्र पृष्टवान् किन्तु सर्वे न जानामि इति उक्तवन्तः हा हा ओ एवं वा तर्हि ओ तैः यदा प्रत्यर्पते तदा मां सूचयन्ति वा

एवम् एवम् एवम् न ज्ञायते वा

स्वीकृतम् ओ एवम् अस्तु भवतां ग्रन्थालये हा भवतां ग्रन्थालये विशिष्टाः ग्रन्थाः केचन आगताः इति सूचिताः सन्ति के इति के इति वदन्ति वा

एवं वा हा कैः लिखितम् हा सम्यक् वर्तते क्रिटिकल् एडिशन् वर्तते अस्तु हा अपि च हा किमपि हा एवम् सत्यं सत्यम् हा सत् तत् महोदय

अस्तु महोदय एवमेवम् अस्तु

हा सत्यं सत्यं सत्यम्

एवमेवम् अपि च आधुनिकशिक्षण शिक्षणस्य विषये किमपि ग्रन्थः वर्तते वा एवं वा

हा एवं बिजिएल् स्वामिनां किमपि ग्रन्थः वर्तते खलु ओषदीसस्यानां विषये सः ग्रन्थः अस्मिन् ग्रन्थालये वर्तते वा हा सत्यं सत्यं श्रुतवान्

एवमेवम् अस्तु महाभागाः एकवारम् आगच्छामि अस्तु धन्यवादाः